गृहोपचारमध्ये त्वचा कृते प्रथमं लेमणम् उपयोगं कृत्वा त्वशायाः सम्यक् रूपेण रक्षणं करोति करोति लेमनेन स्नानं शरीरं शरीरे तस्य घर्षणं करणीयं तत्कारणे त्वचः सम्यक् तिष्टति अनन्तरं द्वितीय एलोवेरा जल् अस्ति तस्य लेपनेन अपि त्वचः रङ्गपरिवर्तनं न भवति तत्कारणे त्वचरक्षणार्थम् अल्ल्वेरा जेल् अपि बहु उपयुक्तम् अस्ति अनन्तरं तृतीयम् अस्ति दधि ग्रामस्य लो जनाः दधि गृह्ण् गृहीत्वा स्नातु स्नानं करोति तत्कारणे शरीरस्य सर्वं शुद्धं भवति तत्कारणे दध्ना अपि उपयोगं कृतवान् आसीत् केश्शस्य कृते केवलं नरेक् नारिकेलस्य तैलम् अधिकं महत्वपूर्णम् आसीत् तत् कारणेन स् अल्परूप्यकाणि उपलब्धं सर्वं सर्वत्र उपलब्धम् आसीत् तत् कारेणन नारिकेलस्य तैलं अधिकं महत्वपूर्णम् आसीत् द्वितीयकेशस्यार्थ उपायार्थम् कटु कटु लेमनस्य वृक्षस्य पत्राणि अपि बहु उपयोगम् आसीत् मुख्यरूपेण एतौ द्वौ द्वौ उपायः कुर्वन्त् आसीत्